शालासु भारतीयविज्ञानिनां विषये केचन अंशाः अधीताः तत्र तेषाम् शालासु तु बहु विषयाः नैव लिख्यन्ते तेषां प्रधानं योगदानं किम् तैः तेषां जननं कुत्र अभूत् एवं तेषां मातापितरौ एवं तेषाम् जीवनस्य विषये किञ्चित् लिख्यते एवं तेषां साधनं किमस्ति इति किञ्चित् लिख्यते एतावदेव शालासु भवति कदाचित् तत्र प्राधान्येन विज्ञानिनः सि वि रामन् इति तेषाम् सूर्यकिरणविज्ञानं सूर्यकिरणस्य विषये तेषामध्ययनं बहु अस्ति अतः सि वि रामन् इति अत्यन्तं प्रसिद्धः विज्ञानी इत्यत्र न कोपि संशयः एवं तत्र जगदीश्चन्द्रबोसः इति सोपि भारतीयविज्ञानिनाम् अग्रगण्यः सस्यानाम् जीवनविषये सस्यानां यतः एतद् मृत्पाषाणादिकम् अथवा पर्वतादिकं वर्तते तद्वत् सस्यमपि आचरम् इदं न चलति किन्तु अचिरत्वात् जीवो नास्ति वा इति कदाचित् विचारः क्रियेत् किन्तु मनुष्यादीनां जीवाः यथा सन्ति तद्वदेव जीवः इति न किन्तु जीवस्य तत्रापि स्थितिरस्ति तस्य प्रकाशनं तस्य प्रकटनं प्रायः अन्य रीत्या भवति इदम् आधुनिकं विज्ञानमनुसृत्य यथार्थेन सर्वे ऋषयः विज्ञानिनः एव तेषां यत् साधनम् इदानीं तत्र सूर्यसिद्धान्तं भास्कराचार्यः यः वक्ति किं तद् विज्ञानं न वा अतः अत्यन्तं तदपि एतादृशानां साधनानाम् आधुनिकसाधनानाम् अभावेपि तथा तेषां गणितादिषु एवम् खगोलविज्ञाने तेषां प्रवृत्तिरस्ति अतः आर्यभट्टः भास्कराचार्यः एवं तत्र रामानुजम् किम् एते भारतपुत्राः अत्यन्तं तत्तत् क्षेत्रे कृताः भूरि परिश्रमाः वर्तन्ते अतः गणिते एतेषां प्रसिद्धिः वर्तते न केवलं कुतः यथा इदानीं कणादर्षिः सः अणुविषये तत्र द्रव्याणां विषये कथं विभज्य यतः तत्र उद्देशः उद्देश्यं परीक्षा लक्षणं परीक्षा इत्येवं क्रमेण शास्त्रस्य प्रणयनं तत्र चलति नाम्ना वस्तुसङ्कीर्तनमुद्देश्यः अतः एषा पृथिवी इत्यादिकरूपेण पृथिव्याः अणुः नाम एवं गुणादिकं तेन कथितम् अन्ततो गत्वा लक्षणमुच्यते लक्षणं नाम लक्षतावच्छेदकसमनियतत्वेन अन्येषु न भवति केवलं लक्ष्ये एव भवति इति कृत्वा अतिव्याप्त्यव्याप्तिराहित्येन तत्र वस्तुनः एव तत्वं निर् तत्र निरुच्यते तर्हि तादृशं कथनम् कणादेन गौतमेन तत्र पाणिनिस्तु शब्दविज्ञानं तथा निरूपितवान् किम् विज्ञानिनः इत्युक्तौ अत्र कदाचित् संशोधनमन्दिरे स्थित्वा कार्यं कुर्वन्ति ते एव इति तु न भ्रमितव्यं भारतीयशास्त्रे गृहे भूत्वा तेषां गृहे गृहे विज्ञानिनः आसन् सर्वे ऋषयः तथा ज्ञानविज्ञानपरम्परायाः प्रवर्तकास्सन्ति तत्र प्रसिद्धाः तु वर्तन्ते यतः मनोविज्ञानं किं मनोविज्ञानविषये स्वयं भगवान् श्रीकृष्णः तथा एवं वेदव्यासः कियन्तं तत्र ग्रन्थं प्रणिनाय अतः एवम् अद्भुतम् भारतीयपरम्परासु दृश्यते